विद्यालयेषु मम प्रियविषयः संस्कृतम् आसीत् कारणं संस्कृते बहवः कथाः तथा गद्यम् आसीत् एवं यः मम संस्कृतशिक्षकः आसीत् तस्य बोधनशैली अतीव सरला आसीत् अतः अहं संस्कृतविषयस्य बोधनार्थं कष्टं न अनुभवामि स्म मम कृते गणितम् अतीव कठिनः इति अनुभवभूता अस्माकं विद्यालये मां बहवः मित्राणि आसन् परन्तु तेषु पूजा बुल्बुल् तपस्विनी आदि अन्यतमाः आसन् तेन सह मम बहवः सुखानुभवः दुःखानुभवः अस्ति परन्तु सुखानुभवः अधिकः अस्ति कदाचित् वयं विद्यालयेषु मध्याह्नभोजनकाले यः अवकाशः दीयते तस्मै काले वयं भोजनं न कृत्वा फलवृक्षाणां प्रति गत्वा फलस्य ताडनं कृत्वा खादति